सामान्यतया गृहे पुरुषाणां महिलानां बहूनि पात्राणि भवन्ति अर्थात् गृहे अथवा परिवारे अथवा संसारे पुरुषाणां येन बहूनि कार्याणि सन्ति तेन महिलानाम् अपि बहूनि कार्याणि सन्ति यतोहि कार्येण मानवाः जीवन्ति कार्यं विना मानवाः जीवनयापनं कर्तुं न पारयन्ति आं सर्वाणि कार्याणि सर्वैः क्रियन्ते अर्थात् यद्यपि प्राचीनकाले पुरुषाणां महिलानां कार्यस्य भागं वर्तते परन्तु वर्तमानकाले सर्वाणि कार्याणि सर्वैः क्रियन्ते अथवा पुरुषाणां महिलानां कार्येषु भेदः नास्ति वर्तमानयुगम् आधुनिकयुगं तत्र पुरुषमहिलानां विभागः न भवति सर्वे समानम् अस्ति अतः सर्वे मिलित्वा कार्यं कर्तुं शक्नुवन्ति गृहात् आरभ्य देशपर्यन्तं यानि कार्याणि वर्तन्ते तानि सर्वाणि कार्याणि पुरुषमहिला एकत्रितं भूत्वा कार्यं कृत्वा सफलताम् आनेतुं समर्थाः भवन्ति